हरि ओम् महोदय महोदय भवतु महोदय बहूसुन्दरं सप्त सप्तवर्षानन्तरं पुनः तत्र पट्टणं प्रति आगतवान् अहं आम् महोदय सत्यं कुत्र कुत्र इत्युक्ते बहुपरिवर्तनं जातम् अत्र नगरे तस्मात् कारणात् कस्मिन् प्रान्ते स्वीकरणीयम् इति अपि डोलायमानम् अस्ति हृदयं तस्मात् कारणात् भवन्तः एव सूचयन्तु भवतु महोदय मूल्यं तु किन्तु अर्धकोटि वा कोटिरूप्यकाणि मास्तु महोदय मम समीपे तावद्धनं नास्ती किन्तु अर्धकोटिमध्ये यदि द्वी बेड्रूम् फ्लाट् मिलति चेत् सुन्दरं भवति आम् महोदय सुन्दरम् महोदय भवतु सप्ततिलक्षरूप्यकाणि वा भवतु महोदय भवन्तः यदी तत्र वित्तकोशात् किञ्चित् ऋणादिकं प्रापयिष्यन्ति चेत् भवतु महोदय सुन्दरं ओ सुन्दरं भवतु महोदय सुन्दरं कदा भवतु महोदय धन्यवादः भवतु अवश्यं महोदय अवश्यं महोदय धन्यवादाः